हा न् नमस्ते महोदय घनश्यामदासवर्याः भाषमाणः सन्ति वा अहं प्रमोदः भाषे प्रमोदः भाषे किञ्चित् भवतां सहाय्यमपेक्षितम् आम् अहं जयपुरात् भाषमाणः अस्मि तत्र एवं वर्तते किञ्चित् निवेदनमस्ति भवतां सविधे अस्माकमत्र जयपुरे निर्धनानां वसतिगृहमस्ति तत्र जनाः अत्यन्तं निर्धनाः निरक्षराः कथञ्चित् अपि ते व्यवहारज्ञानं न जानन्ति तेषां नास्ति पुनः तेषां बालकाः एवमेव अटन्तः सन्ति अध्ययनादिकं किमपि नास्ति तस्मात् न नास्ति नास्ति वासव्यवस्था अपि नास्ति ते एवमेव कथञ्चित् वसन्ति तेषां कृते गृहमपि नास्ति किमपि नास्ति अतः ते सामान्यतया तम्बू इत्यादिषु वसन्ति तस्मात् तेषां कृते सामान्यतया लघुगृहस्य निर्माणं करणीयम् एकं द्वितीयं तेषां ये अपत्यानि यानि अपत्यानि सन्ति तेषां कृतेपि का काचिद् व्यवस्था कल्पनीया अध्ययनार्थं तेषां पठनं स्यात् अथवा किञ्चित् कालम् अनौपचारिकं पाठनं वा स्यात् अतः किञ्चित् निवेदनमस्ति भवन्तः अस्मिन् विषये किञ्चित् सहकारं कुर्वन्ति चेत् एते स् छात्राः समीचीनतया पठितुं शक्नुवन्ति धन्यवादाः

एवं नाम श्रुतमस्ति परन्तु भवन्तः भवन्तः स्वयमपि किञ्चित् धनादिकं यच्छन्ति खलु

आ एवम् आ अस्तु अस्तु महोदयः बहु धन्यवादः भवद्भिः एवं उक्तम् अहं धनं स्वीकर्तुं भवतां सहाय्यं स्वीकर्तुम् अस्तु धन्यवादाः